न मया कदापि कस्यचित् गायनं साक्षात् न श्रुतं तथापि अहं यदि कस्यचिदपि गायनं साक्षात् श्रोतुम् अवसरं प्राप्स्यामि चेत् अहम् अरिजित् सिङ्ग् गायकस्य गानं श्रोतुम् इच्छामि यतोहि अरिजित् सिङ्घ् बहुसम्यक् गायाति तश्य सर्वाणि गीतानि मानवजीवनेन सह साक्षात् सम्बन्धं स्थापयति गीतमाध्यमेन सः मनोभावान् उद्घाटयति गीतानि न केवलं श्रवणसाधनम् एव अपितु गीतमाध्यमेन स्वमनसि स्थापितभावान् बहिः आनेतुं पारयति अरिजितः स्वगानेन व्यक्तेः अन्तर्भावान् उद्घाटयति अतः अहम् अरिजित् सिङ्घ् महोदयस्य गीतं साक्षात् श्रोतुमिच्छामि